संस्कृतसाहित्ये नैके कवयः सन्ति तेषां मध्ये कालिदासप्रभृतयः वयं जानीमः अस्माकं मम दृष्ट्या तु संस्कृतसाहित्यस्य श्रेष्ठकविः वाल्मीकिः वर्तते श्रीमन् साक्षात् भगवदवतारस्य श्रीरामचन्द्रस्य कथाम् आलङ्कारिकं बहु रञ्जकरीत्या रामायणमध्ये सम्यक् स्थापितवान् अतः वाल्मीकिरामायणः केवलम् एकं काव्यं नास्ति किन्तु समस्तभारतीयानां समस्तप्रपञ्चस्य च मार्गदर्शनरीत्या एका मार्गदर्शककृतिः वर्तते तस्मात् वाल्मीकिः श्रेष्ठकविः इति अहं मन्ये अहं मन्ये